हरिः ओम् महोदय

कथमस्ति महोदय अहं पार्श्वे एव अस्मि किन्तु मम बेङ्गलूर् गमनमासीत् अतः दिनत्रयं नासम् अद्य प्रातः आगतवान् अहम् ग्रामे न आसम् आमाम् आं गृहे एव नासं किञ्चित् कार्यं कार्यान्तरं कुशलं कुशलं महोदय सर्वे कुशलं एवं तद्दीपोत्सवविषये किमपि चिन्तितमासीत् खलु अस्माभिः पूर्वम् एवं करणीयम् इति आमामाम् सत्यं प्रतिवर्षं भवति सत्यं प्रतिवर्षं भवति तस्य विषये किमपि कथं प्रसादविनियोगः प्रसादः किं करणीयः तद्दिने किमपि सांस्कृतिककार्यक्रमाः भवेयुः दिनाङ्कस्तु दिनाङ्कः तु फ़ेब्रवरि मासे एव भवितुम् अर्हति इति मम फ़ेब्रवरि मासे पञ्चमे पञ्चमदिनाङ्के दशमे पञ्चमे कदापि भवितुमर्हति मम तु आं सत्यं सत्यं ते कार्यं कार्यान्तरं न भवति जनाः सर्वे आगमिष्यन्ति अधिकजनाः अपि मिलन्ति तत्र तु पूर्वं तत्र भगवद्गीतायाः पारायणं भवति इति चिन्तितमासीत् तेषां भगवद्गीता पुस्तकम् आनयन्ति द्वादशोध्यायः भक्तियोगस्य पारायणं कृत्वा सर्वे सार्वजनिकाः सर्वे अनन्तरं पूजादिकं भवति प्रसादविनियोगः एवम् आम् आम् आमाचार्या दीपज्वालनंम् आम् आम् सत्यं तत्र इदानीं प्रसादः कः करोति इति अस्य कृते वक्तव्यम् अत्र सुब्बन्न इति अस्ति आम् आम् प्रतिवर्षं स एव करोति खलु आम् आम् सत्यं तर्हि गतवर्षे अहं नासम् अतः तदर्थं चणकस्य एतद्भवतु प्रसादः अनन्तरं किं रसायनमेकं भवतु इति मम पृथुकं पृथुकं कदलीफलस्य पृथुकम् एवं प्रसादत्रयं भवतु इति अनन्तरम् अन्ते च यदि आवश्यकं पानीयं किमपि दातव्यं वा कषायं भवितुमर्हति सत्यं कति जनाः भवेयुः सामान्यतः शतं जनाः भवन्ति सम्पर्कः कथम् एवं आम् आम् आम् सत्यम् गतं सायङ्काले कदा समयः

अस्तु अस्तु अस्तु चतुर्वादने एवं गच्छामश्चेत् आम् आम् पुनः तत्रैव वदामः भवन्तः सर्वान् सूचयन्तु वदन्तु इति सम्पर्कः भवत् सर्वत्र गन्तुं न शक्नुमः पाचकः सूचनीयः सत्यं सत्यं आम् सत्यं अतः इदानीं तर्हि दिनाङ्कः पञ्चमेव भवतु खलु फेब्रवरि पञ्चमदिनाङ्के एव भव

सम्यक् सम्यक् महोदय पुनः तद्विषये श्वः चिन्तयामः मिलामः आम् आम् आम् आम् श्वः यदा मिलामः पुनः विषये चिन्तयामः अस्तु महोदय धन्यवादः